अहं बहु कृत्वा योग्कक्षासु भागं गृहीतवान् बहुभिः सह योगाभ्यास समये अस्माकं श्रान्तिः यथा गृहे क्रियमाणस्य भवति तथा नैव अनुभूयते तत्र उत्साहोपि भवति अन्यं दृष्ट्वा अस्माकं अनन्तरं यः अस्माकं शिक्षकः भवति सः यथा श्रान्तिं विना अस्माभिः तान्येव आसनानि सुकरतया कर्तुं शक्नुवन्ति तत् दर्शयति तस्मिन् तस्मिन् दिने अस्माकम् शरीरे ये केचन दोषाः भवेयुः तेषां दोषाणां तत्र परिमार्जनोपि यथा अस्माभिः कर्तुं शक्यते तेरपि इति गृहे योगाभ्यासे एतादृशाः सौकर् एतादृशाः एतादृशाणि सौकर्याणि नैव भवन्ति परन्तु गृहे एकाकिना क्रियमाणेन अन्योपि विशेषः दृष्टः बहुभिः क्रियमाणे मनसः चाञ्चल्यम् अनुभूयते गृहे क्रिय गृहे योगाभ्यासम्ये एकाग्रता तत्रैव मनः भवति अतः मन मानसिकसंस्कारः अत्र विशेषतः अस्मान् प्रति अस्मान् प्रति प्राप्नोति